देशीयचिकित्सापद्धतयः बहुविधानि बहु विधचिकित्सापद्धयः सन्ति भारते तत्र प्रथमस्थानमस्ति आयुर्वेदचिकित्सा आयुर्वेदचिकित्सा परम्परा अनन्तरं मर्मचिकित्सा परम्परा स्म मर्मचिकित्सा अस्ति तासां परस्पर भेदः कः इत्युक्ते नाम आयुर्वेदं तु वादपित्तकफम् इति अस्ति आयुर्वेदस्य मूलः तत् विषयम् आधारः मूलाधारं तत् तत् आधारेण तेषां चिकित्सा कार्यक्रमः भवति आङ्गलेय चिकित्सा कः अपि अस्ति अत्र होमियो चिकित्सा अपि अत्र भवति आङ्गलेयचिकित्सामध्ये शस्त्रक्रिया तादृशं सर्वम् अधिकं भवति